सद्यः जगति सर्वे अपि आ सा आप्रातस्सायं कार्यं कुर्वन्तः भवन्ति तत्र गणकयन्त्रस्य अग्रे उपविश्य तद् इदम् इति कार्यं कुर्वन्तः एव भवन्ति एवं कार्यं क्रियमाणे तेषां मनसि बहु असमीचीनभावः अर्थात् क्लेशभावः एव भवति एकस्मिन् दिने भवतु द्वयं भवतु एकमासः अतीतः मासद्वयमतीतम् एवं वर्षँय्यावत् भवति अनन्तरं तेषाम् एतादृशं क क्रियाकलापेषु भागग्रहणं नैव शक्यते तेषां मनसि बहुक्लेशभावः एव भवति अतः तन्निवारणार्थं तेषां जीवने किञ्चित् मनोरञ्जनमपेक्ष्यते तद् तद् कदा लभ्यते इत्युक्ते यदा ते क्रीडा सायं किञ्चित् क्रीडाङ् कुर्वन्ति क्रीडाङ् क्रीडन्ति सर्वैः सह मिलित्वा कबड्डिक्रीडा इत्यादिकं क्रीडन्ति तदा तेषां मनसि अन्यस्य कुस् कस्यापि चिन्तनं न भवति अतः ते तदा स्वतन्त्रबुद्धिनः भवन्ति तदा तेषां मनसि सकारात्मकचिन्तनं भवति तेन सकारात्मकचिन्तनेन तेषां जीवने किञ्चित् उत्साहः लभ्यते अतः एवं सकारात्मकबुद्ध्या तेषां जीवने सकारात्मकः प्रभावः भवितुमर्हति